नमस्ते आगच्छन्तु आगच्छन्तु किम् अपेक्षितं हा वर्तते द्वाविंशतिः द्वाविंशतिः हा वर्तते त्रिंशत् त्रिंशत् न शक्यते त्रिंशत् एव हा वर्तते वर्तते न न फ़्रेष् अस्ति सर्वेपि फ़्रेष् फ़्रेष् फ़्रेष् अद्यैव आगतं

दशरू

आम् अस्ति अस्ति

हा न वर्तते हा हा

एतत् सर्वं लघु प्रमाणे वा लघु प्रमाणम् अवश्यकं वा बृहत्प्रमाणम् अवश्यकं वा हा हा पञ्च के जि हा हा हा हा हा हा हा अस्ति अस्ति अस्माकं वाहने अपि अस्ति वाहन सर्विस् अपि अस्ति नास्ति न रियायिति किमपि नास्ति अधुना शाखापि वर्धनं न शक्नुवन्ति किञ्च वृष्टिकालः खलु ट्रान्सपोर्टेषन् अपि क्लिष्टक क्लिष्टकाति तत्रापि रियायिति पृच्छति अपेक्षितं चेत् स्वीकुर्वन्तु तावत् रियायिति दातुं न शक्नोति

द्विसहस्रं

हा कुर्मः न न ओ फ़्री है

हा शक्नुमः एड्रेस् एड्रेस्

हा अस्तु महोदय अहं प्रेषयामि वयं प्रेषयामः धन्यवादः